तृणानि बीजं गन्तुं पूर्वं निष्क निष्कासयन्तु घातवनस्पतयः ये भवतः उद्याने यथार्थः कियत् इच्छन्ति तस्य स्पर्धाः कुर्वन्ति भवतः वनस्पतिभोजनं पोषकद्रव्याणि च मुक्तभारकैः सह साज्झां कृत्वा धनस्य अपव्ययः किमर्थम् आकर्षकं व्यवहारः व्यावहारिकं छ मलं योजयित्वा योजयित्वा तृणानि बीजस्थापनं निर्वर्तयति सुन्दराणि उद्यानानि अस्माकं इन्द्रियाणि आकर्षयन्ति डिजा डिजायिन सं संयोजनानां वर्णाः अपारविधता विविधता छ सुगन्धः स्वादाः परि पक्षिणां कीटानां च ध्वनयः वनस्पतिः वनस्पतयः प्रति आकृष्टाः विविधाः वनवटाः च स्वपरिसरस्य परितः वाहनचालनार्थं गत्वा भवतः दृष्टिम् आकर्षयन्तु आकर्षयन्तः उद्यानानि अवलोकयन्तु अथवा अग्रिमे समये मित्रस्य उद्यानं गच्छन्ति चेद् अवलोकनशीलाः भवन्तुं तथा छ तस्य विषये भवतः किं प्रेम्णः ध्वनिं कुर्वन्तु न संशयः ते केचन डिजा डिजायिनसिद्धान्ताः तत्त्वानि च प्रयोजयिष्यन्ति ये कलायां चित्रकलायां भवने अन् अन्तरम् आन्तरिकेषु वा उद्याननिर्माणेषु वा प्रयुक्तः सन्तः प्रयोज्यन्ते वर्णस्य स्प्लश्शैः हरितवर्णः विभजयति विविधाः विविधतां विपरि विपरीततां केन्द्रबिन्दुं च प्रदाति वार्षिकं वराहः मासीं छ पुष्पं रोपयितुं प्रयच्छध्वम् यथा ब्रह्माण्डः डैट्रीन् जिया सूर्यपुष्पं तथा मै मरीरि मैरीगोठ्ळा भवद्भिः विशेषतया पुष्पाणि रोपयितुं न प्रयोजनं तथापि औषधीनां शाकानां च विस्तृतश्रेणीषु